मम इष्टतमम् इष्टतमं ट्रेक्किङ्ग् नाम वेनाडु स्कन्दगिरि हिल्स् नन्दी हिल्स् तथा महाराष्ट्रं मध्ये एकं पर्वतमपि अस्ति तत् हिमालयः तेत्रावती पीक् नेत्रावती पीक् कुद्रेमुख प्रभृतयः अहं सम्मर् मध्ये सर्वं सम्मर् मासे मम स् मित्रैः मित्रैः साकं वेनाडु स्कन्दगिरिं प्रति अगच्छं तदा तत् स्कन्दगिरेः यदि उपरि उपरि अ अगच्छेत् तदा तत्र मोडाः मम समीपे एव धावन्तः सन्ति तत् अनुभवः बहु सम्यक्तया अस्ति तथा वेनाडु केरळाग्रामे अस्ति वेनाडु मुन्नार् प्रभृतयः तद् ग्रामः अपि बहु समीचीनः अस्ति बहु सुन्दरतया अस्ति तत्र बहु परिसरः वर्तते बहु ग्रीनरि इति वदन्ति खलु तादृशमपि केरळाग्रामे केरळा इति केरळादेशे बहु सन्ति तथा बेङ्ग्ळूर् मध्ये अपि बेङ्ग्लूरात् द्व्यधिकत्रिंशत् किलोमीटर् अनन्तरं तत्र स्कन्दगिरिः हिल्स् इति इति एकं ट्रक्किङ्ग् हैकिङ्ग् प्लेस् वर्तते तदपि दिवे पञ्चवादने आरम्भणीयं तत् तदा पञ्चवादने आरम्भणीयञ्च अ आरभ्यते चेत् त्वं वयं उपरि अष्टवादने अष्टवादने अथवा नववादने वयं गन्तुं शक्यते तदा तत्र सन्रैस् सूर्योदयः भवति तादृशसूर्यं भवान् दृश्यते दृश्यते मम नेत्रे प्रफुल्ले अभूतां तथा तथा तादृशः स्कन्दगिरिः वेनाडु अपि तथा एव तथा भद्राचलं भद्राचलं मध्ये हैकिङ्ग् ट्रेक्किङ्ग् एतादृशानि नास्ति किन्तु तत्र नौकप्रयाणं नौकप्रयाणं तु तत्र तादृश्यां गोदावरिनद्यां बहु बहु समीचीनं तत्रापि बहु परिसराः बहु ग्रीनरि इयम् अस्ति न एतादृशं ट्रक्किङ्ग् चारणं तव इष्टतमं ट्रक्किङ्ग् चारणस्थानं किं मम इष्टतमं ट्रक्किङ्ग् ॰ चारणस्थानं नाम वेनाडु एव मुन्नार् तदेव तादृशम् एव